भारतस्य उपरि बहवः आक्रमणं कृतवन्तः अन्ते आङ्ग्लजनाः आगत्य भारतं शासनं कृतवन्तः तदा अनेकाः देशभक्ताः स्वातन्त्र्यसङ्ग्रामे भागं दत्तवन्तः पादार्पणम् अपि कृतवन्तः तेषां कृते वयम् इदानीं सन्तोषेण जीवितुम् अर्हन्ति स्वातन्त्र्यसङ्ग्रामे बहु जनाः प्राणार्पणं कृतवन्तः स्वातन्त्र्यसङ्ग्रामे केचन मुख्यानां मम इष्टतमनेतॄणां नामानि लाल् बहदूर् शास्त्री महत्मा गान्धीजी बि आर् अम्बेड्कर् जवहर् लाल् नेहरु सर्धार् वल्लभाबाय् पटेल् जान्सिराणी लक्ष्मीभायी कित्तूरु राणि चेन्नम्मा बगत् सिंग् इत्यादयः प्राणार्पणं कृतवन्तः